ग्रामीणविकासः परम्परागतरुपेण कृषिः वानिकी इत्यादीनां प्रकृत्तिकसंसाधनानां सोषणं प्रति केन्द्रितः अस्ति परन्तु वैश्विक उत्पादनजालस्य परिवर्तनेन नगरीकरणस्य वर्धनेन ग्राम्यक्षेत्राणां स्वरूपं परिवर्तनम् वर्तमानं ग्रामीणपर्यटणं निर्माणं मनोरञ्जनं च संसाधननिष्कारस्य कृषस्य च स्थाने प्रमुखता अर्थः चालः अभवत् ग्रामीणसमुदायस्य विकासस्य व्यापकदृष्ट्या दृष्टिकोपणस्य आवश्यकता कृषिः अथवा संस्थान आधारित व्यापरं कृते प्रोत्साहनं कर्तुं न अपि तु व्यापकविकासः लक्ष्ये अधिकं केन्द्रक्रिये